भारतस्य राष्ट्रीयभाषा इति इदानीं तु हिन्दी इति उद्घोषिता अस्ति अतः तत्र हिन्दी पुनः संस्कृतम् द्वयोः ओः वयं यदि तोलनं नाम सामानता पश्यामः चेत् बहुपदानि संस्कृततः हिन्दी इति भाति नाम विशेषतया तत्र वयंं संस्कृते धातु इति वदामः तत्र उदाहरणार्तं पिबति इति अस्ति संस्कृते पिबति इति वदन्ति हिन्दीभाषायां पीता है एवं पुनः खादति इति संस्कृते वदामः तत्र हिन्दीभाषायां खाता है एवं वदन्ति नाम एतस्य एव अपभ्रंशः हिन्दी इति भाति संस्कृतभाषायाः अपभ्रंशं भूत्वा तत्र हिन्दी इति भव भाति नाम सर्वं भाषाणां माता इति संस्कृतं वदन्ति अतः हिन्दी अपि संस्कृतस्य पुत्री इति वक्तुं शक्नुमः अत्र अन्यदेकं नाम बहुविधपदानि संस्कृतस्य संस्कृततः स्वीकृतम् इव भाति नाम उदारणार्थं जलं पुस्तकं अथवा लेखनी माता पिता भ्राता इत्यादि पदानि सर्वाणि अपि संस्कृततः स्वीकृतमिव भाति अतः हिन्दीसंस्कृता लेखनं द्वयम् अपि देवनागरीलिपि इति लिपिविषये समानता दृश्यते एव अतः हिन्दीभाषा राष्ट्रीयभाषा स्यात् तथापि संस्कृतस्य प्रभावः तु हिन्दीभाषायाम् अधिकतया दृश्यते एव